अत्र पर्वत आरोहणविषये अस्मिन् प्रश्ने पृष्टमस्ति अहं केदारनाथं प्रति गतवान् तत्रापि पर्वत आरोहणं कृतवानेव एवं च वैष्णोदेवी यदा गच्छामि तदानीमपि पर्वत आरोहणं कृतवान् इदानीं गतमासे वा गतं मासद्वयात् पूर्वमहं तत्र मुनार् गतवान् केरलप्रदेशे मुनार् इति स्थानमस्ति तत्रापि ट्रेकिङ्ग् प्रचलति एवञ्च अन्यत्रापि भारते यत्र कुत्रापि ट्रेकिङ्ग् प्रचलति पर्वत आरोहणकार्यं तत्र गन्तुम् इच्छामि एव मम तावत् इच्छा वर्तते तथापि केरलप्रान्ते तत्र उट्टि वा अत्र तामिल्नाडुप्रान्ते उट्टी इति स्थानमस्ति तत्र ट्राकिङ्ग् कर्तुम् इच्छामः